वेदस्य प्रत्येकस्यां शाखायां भिन्नाः भिन्नभिन्नाः भिन्नाः देवताः भवन्ति यथा कुत्रचित् वेदे इन्द्रः देवता भवति कुत्रचित् वरुणः देवता भवति कुत्रचित् एवम् अन्ये अन्यदेवताः भवन्ति कृष्णयजुर्वेदे यजुर्वेदे तु रुद्रप्रश्नः तत्र नमकमस्ति तत्र रुद्रः देवता भवति गणपतिः गणपतिः अपि देवता अस्ति तद् भगवती देवी दुर्गादेवता अस्ति एवं भिन्नभिन्नरूपेण देवतास्थानमस्ति तथैव यदा शुक्लयजुर्वेदस्य विषयः आगच्छति तत्र सूर्यः सूर्यस्य देवतास्थानं भवति अग्नेः देवता देवतास्थानं भवति एवं प्रत्येकस्यां शाखायामपि भिन्नभिन्नरूपेण देवतानां स्थानम् अस्ति मुख्यरूपेण तु सूर्यस्य इन्द्रस्य वरुणस्य तथैव हा अनन्तरं प्रजापतेः एवं रूपेण स्थानानि सन्ति ऋग्वेदे तु तावत् दशमण्डलेषु अपि

सूर्यः वरुणः एवं रूपेण देवतास्थानत्वं भवति चतुर्षु वेदेष्वपि प्रत्येकस्यां शाखायामपि प्रत्येकस्मिन् मण्डले अपि प्रत्येकमन्त्रस्यापि भिन्नभिन्नदेवताः भवन्ति तत्तद् स्थाने तत् सा सा सा सा देवता आगत्य स्वस्य उपचारं प्राप्नोति तथैव शुक्लयजुर्वेदे शत्पतब्राह्मणे केवलं सूर्यरश्मीनां वर्णनमस्ति अन्यत्र चन्द्रमसः चन्द्रमसः अपि देवता स्थानत्वमस्ति सूर्यस्य देवता स्थानत्वमस्ति वरुणस्य देवता स्थानत्वमस्ति इन्द्रस्य देवतास्थानत्वं प्रजापतेः अग्नेः भूम्याः एवं रूपेण देवतास्थानत्वम् अस्ति